गायनम् एकं कौशलं यस्य कृते अत्यन्तं विकसितानां मांस् पेशी प्रतिबिम्बानाम् आवश्यकता भवति गायने मांस् पेशीबलस्य बहु आवश्यकता नास्ति किन्तु मांस् पेशी समन्वयस्य उच्चस्तरस्य आवश्यकता भवति गीतगायनेन अस्माकं मनः शान्तं भवति वयं शान्तिम् अनुभवामः मह्यं गायनं च बहु रोचते अहं नवमी कक्षायाम् आसं तदा जन्वरि दिनाङ्के गीतगायनस्य कार्यक्रमः आसीत् यस्मिन् अहं गीतं गीतवती अधरं मधुरम् इति ततः अहं ज्ञातवती यत् अहं किमपि गीतं गातुं शक्नोमि